अस्माकं प्रदेशे वरस्य कृते सामान्यतया पञ्चलक्षात्मकं यच्छन्ति अस्माकं जातौ ते द धर्मे इत्युक्ते हिन्दूधर्मे तथा अस्ति तत्र रेड्डि कापु पुनः न्यूनवर्गाः तथा भवन्ति चेत् मिनिमं टू ल्याक्स् यच्छन्ति तथा इति पुनः तन् तदपेक्षया वा कन्यायाः कृते अपि ते यच्छन्ति गोल्ड् रूपेण यच्छन्ति पुनः वरस्य कृते अपि गोल्ड् रूपेण यच्छन्ति कार् रूपेण यच्छन्ति तथा भवति इति